नमस्ते आम् अहमस्मि हा अस्तु सर् हा अत्र हा अधुना प्रकोष्ठाः सन्ति हा का कीदृशं कीदृशं प्रकोष्ठम् आवश्यकं भवतां कृते हा हा कथं भवन्तः कति जनाः निवसन्ति हा अस्तु सः तर्हि अत्र कस्मिन् उपरि आवश्यकं वा अधोभागे एव आवश्यकं वा सा तादृशः क्लेशः नास्ति महोदयः तत्सर्वं निवारयितुं शक्यते एवं कर्टन् वा तद्वत् किमपि वा वयं कर्तुं शक्यामहे शक्नुमः हा उपरि शक्यते वा तर्हि हा अस्तु तर्हि उपरि अधुना त्रयः प्रकोष्ठाः सन्ति तस्य भवतां कृते एकं टु बि हेच् के एकं फ़्लाट् अस्ति तद् सम्यक् भविष्यति इति मम चिन्ता हा निश्चयेन महोदयः भवान् यथा कदापि आगच्छन्तु एकवारं दूरवाणीं कृत्वा यदा कदापि आगच्छन्तु

हा अस्तु अहं

जलसमस्या किमपि नास्ति सार् जलव्यवस्था सदा भवति तत्र किमपि क्लेशः कदापि न भविष्यति इति मम वाक्यं हा इदम् इदं प्रकोष्ठः सूर् बस् स्टाण्ड् तः पार्श्वे एव बस् यानस्य बस् बस्टाण्ड् परिसरतः एवम् ओन् करोमि एकं किलोमीटर् एवम् अस्ति हा अत्र समीपे बहवः विद्यालयाः सन्ति भवान् अस्ति तत्र अन्ताराष्ट्रियाः विद्यालयाः अपि सन्ति हा निश्चयेन महोदयः अहमत्र संरक्षकरूपेण भ भवामि अहं भवतां कृते तस्य निर्देशकस्य सङ्ख्यां दूरवाणीसङ्ख्यां प्रेषयामि हा अस्मि अस्मिन् सङ्ख्यायां वाट्सप् भविष्यति खलु हा तर्हि अहं प्रेषयामि

स्वागतं धन्यवादः